हरिः ओं महोदय ह नमस्ते महोदय आ भवान् उपनेत्रं सर्वं करोति वा महोदय अहं सुनिलः इति ह ब बेङ्गलूर्तः सम्यक् महोदय इदानीम् उपनेत्रम् आवश्यकम् आसीत् मम कृते तत् द्व द्वयः रित्या उपनेत्रम् आवश्यकं महोदय किञ्चित् अस्ति वा ए एकं चेत् तत् पठनार्थम् हा अद् हा अस्ति महोदय अ रैज्यस्य रैज्यः वा ह अस्तु

ओहो

ओ अस्तु महोदय ओ परीक्षानन्तरमेव करोति भवान् परीक्षानन्तरं ददाति वा हा ओ भवतः प्रति सम भवतः सम ह हरिः ओम् ने नेतुं परीक्षा कर्तुं साधनानि सन्ति वा महोदय भवतः आपणे

ओहोहो ओ अस्तु अस्तु महोदय सम्यक् कु कुत्र अस्ति महोदय भवतः आपणः कुत्र अस्ति महोदय हा हा ह हा

ह

अस्तु महोदय तत् सू सूचनं सूचनं किम् अस्ति चेत् तत् गूगल् न नक्ष्या सूचनम् अस्ति चेत् पश्यतु महोदय अहम् आगच्छामि

ओ अन् अन्वेषणम् अन् अन्वेषणं करोमि चेत् तत् लभते वा हा हा हा हा हा

आगन्तुं शक्यते

नन्तरं मम कृते एकः ध दूरदर्शकः अस्ति टेलिस्कोप् दूरदर्शकः अस्ति कर्तुं शक्यते वा महोदय

अस्तु महोदय तद् तत् किं स्वच्छता स्वच्छता करणीया तस्य उपरि तत् तत् सम्यक् नास्ति इ हा हा ओहो

ओ सम्यक् सम्यक् ह आम् महोदय अहं श्व श्वः आगम् आगच्छामि महोदय श्वः ह साय सायङ्काले सायङ्काले षड्वादने आगच्छामि महोदय ओ अस्तु अस्तु हा अस्तु महोदय धन्यवादः धन्यवादः महोदय धन्यवादः